संस्कृतभाषां ये न जानन्ति तैः सह व्यवहारं कर्तुं संस्कृतभाषिणः किं कुर्वन्ति एतद्विषये अहं वदामि ते संस्कृतभाषिणः ताम् अभिनयं कर्तुं अभिनयं कर्तुं ताम् वक्तुं शक्यते यदा सः आपणं गच्छति संस्कृतभाषिणः तत्र आपणिकाः तु न जानन्ति किन्तु यः वदति वस्तु दर्शयित्वा सः वदति हस्तेन वर्षुद् वस्तु दर्शयति एवं पृच्छति तत्र मूल्यं किम् मूल्यं किम् इत्युक्ते सः हस्तेन अभिनयं करोति एवं न मुखेन वदति तस्य अभिनयम् एवं मुखम् सः आपणिकम् आपणिकः जानाति जानाति किं वद वदति सः एवं यदि बालकेन सह संस्कृतभाषिणः क्रीडति तत्समये एव बालकं सः सः आह्वयति आगच्छतु आगच्छतु एवं हस्तेन सः अभिनयं कर्तुं कृत्वा तद् बालकम् आह्वयति बालकमपि ज्ञायते बालकः अपि न जानाति किं कर्तुं करणीयमस्ति तत्र एतत् एतादृशैः खादति पठति लिखति उत्पतति आदिक्रियाणां संस्कृतभाषिणः तद् बालकं पाठयितुं शक्यते क्रियां कृत्वा तद् बालकेन सह सः सम्भाषणं कर्तुं शक्नुमः